जलस्य शोधनार्थम् अहं प्रतिदिनं जले उषिरं संस्थाप्य सम्यक् क्वथनं कारयित्वा यदा जलं शीतं भवति तदा च श्वेतवस्त्रे शोधनं कृत्वा तदनन्तरं पिबामि